गतमासे हरि हरियाणा इति स्थानस्य कुरुक्षेत्रम् इति स्थानं प्रति मया गतमासीत् तत्र अहम् एकं चित्रं स्वीकृतवान् आसं तत् चित्रम् अहं यदा गृहम् आगतवान् तदा अहं दृष्टवान् यदा अहं तत् चित्रं पश्यामि तदा तत् कुरुक्षेत्रं यत् स्थानं तत् पुण्यस्थानं पवित्रस्थानं च इति तथा प्रतीयते अतः तत्चित्रं मया अत्यन्तं प्रियचित्रम् इति अस्ति अतः तद् चित्रम् अहं मध्ये मध्ये पश्यामि एवम् कुरुक्षेत्रस्य सौन्दर्यं तत्रत्य वातावरणम् अहं स्मरामि धन्यवादः